अहम् अल्पवयसि एव चित्रकलाशिक्षणम् आरब्धवती चतुर्थे कक्षायां चित्रकला पाठयितुं गुरुः नासीत् पश्चात् पञ्चमे कक्षायाम् एका शिक्षिका नूतनतया शालायाम् आगतवती सा मां चित्रकलायां रुचिं विकसितुं प्रेरितवती मया प्रशंसितः कलाकारः मम गुरुः श्री पार्थसारथिमहोदयः अस्ति सः मां चित्रकलाविषये बहूनि विषयानि सम्यक् पाठयति स्म अहं बहूनि चित्राणि अपि रचितवती तदारभ्य अहं तान् एव स्मृत्या मम चित्रकला आसक्तिं वर्धितवती